भारतीयसमाजे मतधर्माणां पात्रम् समाजस्य विकासे विविधाः धार्मिकपरम्पराः प्रमुखाः भूमिकाः निव निर्वहन्ति धर्मः ऐतिहासिकरूपेण भारतीयसमाजस्य राजनैतिकसांस्कृतिक आर्थिकस्तरयोः प्रभावं कृतवान् अस्ति देशस्य समृद्धेन धार्मिक इतिहासेन सः गर्वस्य भावः सम्बन्धः अस्ति यतः हिन्दुः बौद्धः सीखः जैनः धर्मपरम्पराः सर्वाः भारतात् उद्भवन्ति भारतात् अन्यधर्माः लभ्यन्ते इति हिन्दुः बौद्धः धार्मिकः सीकः इति अन्यपि धर्माः सन्ति विविधतायाम् एकता इति वाक्यं जवहारलालनेहरू इत्यनेन कल्पितम् अनेकभाषाभिः धर्मीः जातिभिः पन्थैः इत्यादीभिः विविधः सनः अपि भारतस्य वर्णनार्थ अयं शब्दः अतीव उपयुक्त अस्ति जनानां मध्ये एकतायाः भावः वर्तते एतद् वाक्यं जवहरलालनेहरुः एत्यनेन डिस्कर्वपि आफ़् इण्डिया इति पुस्तके प्रयुक्तम्